मम बाल्यकालस्य सखी अस्ति साम्भवी इति सा तु मम बहु प्रिया सखी अस्ति तस्य जन्मदिनम् अक्टूवर् मासस्य द्वितीयदिनाङ्कम् अहं किमपि उत्तमम् उपहारं दातुम् इच्छामि स्म अतः अहम् एकं पत्रं लिखितम् तद् अहं द्वादशवादने तस्याः कृते दत्तवती तदा सा तत् पठितवती सा तु मुखं विस्मितं जातम् सा तु आनन्देन वृत्तमपि कृतवती एवं च माम् आगत्य आलिङ्गनं दत्ति अनन्तरम् अस्माभिः मिलित्वा मेगि उपयुज्य केक् निर्माणं कृत्वा तत् कर्तितं यतोऽहि सा मधुरं न इच्छति